अहं यत् ब्रैडल् लेहङ्गा आर्डर् कृतवती तत् बहू नाम बहू हेवी आसीत् अतः अहं बहिः कुत्रापि गच्छामि चेत् तद् धारिय गन्तुं न शक्नोमि कदापि कस्य विवाहः वा भवतु पूजाकार्यं वा भवतु तथा भवति चेत् एव तत् धारयित्वा गच्छामि एवञ्च तत् अहं चिन्तितवती स्यूतः भवति इति कोसः भवति इति चिन्तितवती दूरवाणीस्थापयितुं परन्तु कोसः अपि तत्र नास्ति एवञ्च तत् बहु बृहत् कारणात् मम कपाटिकायां तावत् स्थानम् अपि नास्ति अतः मम कृते तद् लेहङ्गा यद् अस्ति किञ्चित् लघु भवितव्यमिति अहं चिन्तयती आसम्